अत्र अहं गुरुकुले पठन्नस्मि अतः सर्वेऽपि ऋतवः अत्रैव आधिक्येन याप्यन्ते इत्यतः अत्र आनन्दं सर्वेषु ऋतुषु सर्वेषु ऋतुषु अपि आनन्दः लभ्यते आदौ वृष्टिकालतः आरम्भं करोमि तत्र वृष्टिकाले अत्र विशिष्टतया फनसस्य खाद्यानि क्रियन्ते चिप्स् इत्यादिकं क्रियते तस्य खादनेन विनोदः अनुभूयते अपि च वृष्टिकालः इत्यतः आन्तरिकक्रीडाः क्रीडन्ते अत्र कबडी अनन्तरम् इत्यादिशाखाक्रीडाः क्रीड्यन्ते अतः तेन च वृष्टिकाले अत्र आनन्दः अनुभूयते अपि च विविधानि खाद्यानि अपि अत्र क्रियन्ते अपि च तस्मिन् काले पर्वणि पर्वणः पर्वणः आगच्छन्ति गणेशपर्वः गणेशः गणपतिसम्बद्धपर्वाः इत्यादयः आगच्छन्ति तेषाम् आचरणेन आचरणद्वारा अपि आनन्दः अनुभूयते अपि च ततः अग्रे दीपावलिपर्व पर्वणः आन् आचरणं क्रियते तस्यापि आचरणेन महान् आनन्दः जायते अपि च शयानः तत्र विशिष्टखादनादिकं क्रियते तस्य अनुभवेनापि आनन्दः जायते अपि च यदा वसन्तर्तुः आरभ्यते ततः तत्र नदीस्नानादिकं भवति तत्र नदीस्नाने तरणद्वारा क्रीडनद्वारा अपि च अत्र सायं फ़ुट्बालादिकं क्रीडनद्वारापि आनन्दः अनुभूयते इत्येवं षट्सु अपि ऋतुषु सम्यक् आनन्दः अनुभूयते प्रतिऋतौ पर्व पर्वणि खादनम् अपि च क्रीडनम् अपि च विशिष्टं पठनम् इत्यादिरूपेण आनन्दः अनुभूयते